अहं यदा मम ग्रामं प्रति गच्छामि तदा स् पर्वताः जलम् जलं नद्याः तटाः भवन्ति सूर्योदयसमये कृषिक्षेत्रस्य उपरितः आगच्छन्ति सूर्योदय छायाचित्राणि अनन्तरं सूर्यास्तसमये गिरिः कोने प्रान्ते स्थिताः मध्यतः तडागास्तटे गच्छन्ति सूर्यास्तमयं गच्छन्ति तादृश चित्राणि अनन्तरं विविध कृषिक्षेत्राणाम् स्थापनासमये कर्तनसमये अनन्तरं धान्यानि समीकरणसमये अपि अहं छायाचित्राणि गृहितवान् तानि सर्वाणि चित्राणि पश्यन्ति चेत् किञ्चित् स्फूर्तिदायकं भवति किमर्थम् इत्युक्ते अत्र पश्यति चेत् अस्माकम् इत्युक्ते प्रकृतिः सर्वं प्रकृतितः सर्वं सर्वाणि अस्माकं कृते यच्छन्ति वयं तेषां रक्षणं करणीयं करणीयम् इत्युक्ते किञ्चित् भावचित्रम् आवश्यकम् इति मत्वा अहं यदा कदापि त तस्मिन् क्षेत्रे गच्छन्तः आसं तस्मिन् समये अहं स्वीकर्तुम् इच्छन्ति तादृशाः चित्राणि अहं स्वीकृतवान् अस्मि इति वक्तुम् अहम् इच्छामि सो एतादृशाः सर्वे अपि कुर्वन्तु इति मम अभिप्रायाः वक्तुं शक्नोमि इति भावयामि